अस्माकं गृहे ह्यः एकं न्यूतनं टी वी आनीतं प्रथमं तु तत् आन् एव न जातम् अनन्तरं जातं परन्तु तस्मिन् मम तस्य मध्ये प्राब्लम् एव कानिचन प्राब्लेम् आगतानि तस्य ध्वनिक्षमता अत्यन्ता न्यूना अस्ति तस्य प्रकाशः यद् ब्रैट्नेस् इति वदन्ति तत् प्रकाशोऽपि न्यूनः एव यथा दृश्यते तथा नास्ति तत् अतः किं करणीयम् इदानीं तद् नूतनमेव तत् सम्यक् नास्ति यत् कम्पनी दृष्ट्वा अहं यद् आपणं दृष्ट्वा अहं तद् स्वीकृतवान् तस्य तत् प्रोडक्ट् सम्यक् नास्ति